मम नगरं दिल्ली नगरं मम नगरम् मह्यं बहु रोचते तत्र अहं पठितवति मह्यं मम मम पाटशाला बहु रोचते अनन्तरं मम दिल्ली नगरे एकम् एकः ब्रिटीश् लैब्ररि इति नाम्ना एकः ग्रन्थालयः अस्ति तत् अपि मम् मह्यं बहु रोचते तत्र बहवः पुस्तकानि सन्ति अहं तत्र गत्वा बहवः पुस्तकानाम् अध्ययनं कृतवति अनन्तरं तत्र इण्डिया गेट् अपि अस्ति अनन्तरं तीन्मूर्ति भवन् इति नाम्ना एकं भवनम् अस्ति तत्र अस्माकं पूर्व प्रधानमन्त्रि पण्डित् जव्हलार् नेह्रु वसति स्म तत्र बहवः दर्शनानि अभवन् दर्शनानि इत्युक्ते एक्सिबिषन्स् अभवन् सैन्स् फेर्स् अनन्तरं बहवः पुस्तकप्रदर्शनानि अपि अभवन् अहं तत्र बहुवारं गतवति अनन्तरं दिल्ली मध्ये कुतुब् मिनार् अपि अस्ति अनन्तरं बहवः पुरातन भवनानि अपि सन्ति तत्र बहवः उद्यानवनानि अपि सन्ति ते सर्वं मह्यं बहु रोचन्ते